आमां तदेव वर्तते अहं फ़ोटोग्राफ़र् अस्मि

वेड्डिङ्ग्शूट् अपि आवश्यकं वा उभावपि आम् तत्तु भवत्या यद् यथा अपेक्षितं तद्भवती वेब्सैट्मध्ये गत्वा द्रष्टुं शक्यते तत्र सर्वं वर्तते एवं च थीं वर्तते अन्यत् वेन्यु तु भवती एव दृष्ट्वा वदति खलु कुत्र श्रीतेजा वेड्डिङ्ग् वेड्डिङ्ग् फ़ोटोशूट् डाट् कां इति वर्तते

आं थीम् इत्यादिकं सर्वं वर्तते एवं वस्त्राणि भवती आनयति अथवा तत्र कस्टमैज़् कर्तव्यं भवति किमपि एवं वा आं थीम् आमां तदेकवारं तत्र दृष्ट्वा भवती फ़ैनलैज़् करोतु तर्हि वयं तथैव कुर्मः रूप्यकाणि लक्षद्वयं तावत्तु भवत्येव एतत् आरम्भः वर्तते स्टार्टिङ्ग् आम् आं तर्हि प्री वेड्डिङ्ग्शूट् अन्यत् वेड्डिङ्ग्शूट् उभयमपि कर्तव्यं भवति खलु आमां तर्हि भवती वेन्यू अन्यत् थीं इत्यादि दृष्ट्वा एकवारं वदतु तद् दृष्ट्वा वयं किमपि चिन्तयामः तस्य कृते अनन्तरं एवम् आम् नैव आमाम् अन्यत् यथा हरितवर्णस्य किमपि बेक्ग्रौण्ड् भवति चेत् सम्यक् भवति सम्यक् दृश्यते फ़ोटो अपि सम्यक् आगच्छति एवं च वेन्यु कुत्र भवति स्थानम् आमां किमपि औट्डोर् वा अथवा इण्डोर् वा किम् औट्डोर् भवति चेत् किं गार्डन् इत्यादिकं किमपि वर्तते वा तत्र ओ के एवम् एवं तर्हि तत्र एकवारम् आमाम् तद् किमपि एवम् एन्शियण्ट् प्लेसस् भवति खलु किमपि किला इत्यादिकम् अथवा एवं पुरातनक्षेत्राणि भवन्ति खलु तत्र कर्तुं शक्यते तर्हि भवती एकवारं तत्र दृष्ट्वा आं तत् आमां कर्तुं शक्यते एकवारं भवती वेन्यू अन्यत् थीं दृष्ट्वा फ़ैनलैज़् कृत्वा वदतु अनन्तरं वार्तालापः करिष्यामः अस्मिन् विषये आम्